मया एकः स्यूतः स्वीकृतः तस्य मूल्यं पञ्चशतं भवति किन्तु पञ्चशतमूल्यकस्यूतस्य यथा गुणवत्ता स्यात् तथा तस्य नास्ति तस्य सैज़् अपि किञ्चित् लघु वर्तते अतः एतस्मिन् मूल्ये मया इतोपि गुणवत्तायुक्तः स्यूतः स्वीकर्तुं शक्यते